भारते अद्य काश्चन समस्याः वर्तन्ते ताः दूरीकर्तुं सरकारः कथं प्रवर्तते इत्यस्मिन् विषये मया अधुना उच्यते प्रथमं प्रथमः विषयः वर्तते भयोत्पादकानां विषये भयोत्पादकाः आग् आगच्छन्ति तेन सह अस्माकं राष्ट्रस्य अर्थाद् देशस्य जनानाम् प्राणं तेन सह तेषाम् वासस्थानमपि नाशयन्ति तेन अस्माकं देशस्य नाशः भवति देशस्य नाशे नाशे सति अस्माकं संस्कृतेः अपि नाशः भवति अपि च अस्माकं कृषकाणाम् अपि

के कश्चन समस्याः वर्तन्ते ते कृषिभूमौ कार्यं कुर्वन्ति परन्तु कदाचित् फलं प्राप्यते प फलस्य फलानु फलानु फलानुगुणं धनं न प्राप्यते कदाचित् फलं न प्राप्यते तदा धनस्य आधिक्यं भवति तदा एवं विपरीतक्रमेण कृषकाणां कृते समस्याः भवन्ति अपि च तृतीयं वर्तते विद्याभ्यासस्य विषये के केचन बाल्य बाल् बालकार्मिकास्सन्ति अर्थात् ते बाल्ये एव कार्यं कुर्वन्ति इत्यतः तेषाम् अध्ययनं न भवति अतः एताः एताः समस्याः देशे वर्तन्ते तस्य दूरीकरणं सरकारः क्रियमाणं वर्तते